समाजे सर्वत्र धनम् अधिकं दृश्यते तदैव अधिवृद्धिः इति मन्यते अनेकैः पूर्वम् एकस्मिन् गृहे एका द्विचक्रिका यत्र आसीत् इदानीं तत्र बहुनी बहवः द्विचक्रिकाः कार्यानानि इत्यादि द्रष्टुं शक्नुमः युवकाः छात्राः अधिकाधिकं द्विचक्रिकवाहनानि चालयन्तः सन्ति उत्तमः विषयः नाम तेषां स्वातन्त्रम् परन्तु उत्तरदायित्वं विना स्वातन्त्रं हानीकारकम् बहुत्र वयं पश्यामः युवकाः वेगेन चालयन्ति तस्मात् कारणात् दुर्घटनाः सम्भवन्ति इति अत्र मातापित्रॄणाम् अपि दायित्वम् अस्ति मनोरञ्जनाय वाहनचालनम् अनुमतिं न दातव्यम् इति मम मतिः